आम् अस्माकं ग्रामक्रीडास्पर्धा प्रचलति तत्र बहवः क्रीडास्पर्धाः भवन्ति ग्रामेषु फु़ट्बाल् क्रिकेट् वालिबाल् इत्यादयः बहवः स्पर्धाः भवन्ति क्रीडास्पर्धामध्ये ग्रामस्य जनाः तत्र भागं गृह्णान्ति आन्तरग्रामप्रतियोगिता भवति ग्रामजनाः अपि अतीव प्रसन्नाः भवन्ति यदा स्पर्धा भवति तत्र ग्रामस्य सर्वे जनाः क्रीडां द्रष्टुम् आगच्छन्ति ग्रामे क्रीडायाः प्राधान्यं प्राप्तम् अस्ति यदा यदा एषा स्पर्धा भवति तदा तदा शत द्विशतजनाः क्रीडां द्रष्टुम् आगच्छन्ति ग्रामक्रीडासु विशालः प्रेक्षकवर्गः प्रत् आयाति प्रतियोगितायां भागं ग्रहीतुं बहु जनाः अपि आगच्छन्ति